अस्माकं ग्राम्यक्षेत्रेषु सर्वकारीयव्यवस्थायां केषाम् अभावः वदामि चेत् सर्वादौ स्वस्थैः विशमता इति वयं वक्तुं शक्नुमः वयं सर्वे जानीमः यद् ये जनाः ग्रामे निवसन्ति तेषां कृते नगरं गत्वा वैद्यं प्र प्रत् प्रदर्शयितुम् अधिकः क्लेशः भवति यदि सर्वकारः ग्राम्यक्षेत्रे अपि चिकित्सार्थं वैद्यालयं स्थापयति तर्हि वयं सर्वे ग्रामीणजनाः उपकृताः भवामः तथा च पर्यावरणस्य विषये वदामि चेत् तत्र वयं पश्यामः जनाः वृक्षस्य कर्तनं कृत्वा वनस्य नाशं कृतवन्तः अस्माकं दायित्वमस्ति वनस्य रक्षणं यदि वयं वनस्य रक्षणं न कुर्मः तर्हि प्राणिनां जीवनस्य विनाशः भविष्यति वयं सर्वे प्रतिदिनं वृक्षस्य रोपणम् अधिकाधिकं कुर्मः सर्वकारः अपि स्व सस्यानां वर्धनार्थं रक्षणार्थं च योजनानुगुणं कार्यं तथा च जनानां कृते मार्गदर्शनं कुर्यात्